मया अद्य मध्याह्णात् पूर्वं भोजनं प्राप्तुं आर्डर् स्थापितमासीत् परं तन्मध्ये मम अड्रस् परिवर्तितम् अस्ति तदर्थं पुरातनस्य विलासस्य स्थाने नूतनम् अड्रस् एवं ओन् टु त्री फ़ोर् गान्धीनगर् भाग्यनगर् फ़ैव् ज़ीरो ज़ीरो ओन् एय्ट् इत्यस्मै विलासाय प्रेषयतु कृपया